विश्वेस्मिन् प्रवासं गच्छामि चेत् अहं जम्मूकाश्मीरनगरं गन्तुम् इच्छामि यतः तत्र मातावैष्णोदेवीस्थानं वर्तते एतद्विहाय बहूनि सुन्दराणि दृश्यानि अपि वर्तन्ते ट्यूलब् गार्डन् दल् लेक् इत्यादीनि बहवः प्रसिद्धस्थलानि वर्तन्ते तस्य तापमानम् अपि बहु बहु रोचते मह्यम्